सर्वप्रथमं तत् उपरि पात्राणां उपरि जलं स्थापनीयं भवति यदा तत् किं आर्द्रा भवति खलु तत् तदा तस्य उपरि किञ्चित् चूर्णं अनन्तरं पेनोक्स् लेपनं कृत्वा लघु लघु पात्राणि चेत् तत्र भवन्तु यदि बृहत् पात्रं भवति तत् पृथक् भवन्ति तत्सर्वं सम्यक् मार्जनं करणीयं भवति अधिकपा मलिनं भवति चेत् तत् बलात् घर्षणं वा करणीयं भवति यदा तत् जलेन वयं मार्जयामः खलु सर्वं अन्ते सर्वं पश्यामः यदि तत् पूर्णमपि व्यत्यासं सम्यक् भवन्ति चेत् वरं नो चेत् पुनः एकवारं तत् पुनः पुनः आर्दं कृवा चूर्णं लेपनं कृत्वा पुनः घर्षणं करणीयं भवति एवमेव करोति चेत् सः समयक् रीत्या सम् समाप्तं भवति अनन्तरं अग्रे किं भवति तत् स अन्ते किं व पश्यामः चेत् तत् शुद्धं अस्ति वा न इति सर्वमपि पात्राणि एकत्र स्थापयित्वा किञ्चित् ले एतत् किं वस्त्रं स्वीकृत्य मार्जनमपि करणीयं भवति अन्ते सर्वं सम्यक् भवति